मम राज्यं तु महाराष्ट्रराज्यं मम राज्ये तथा लाव्णी इति प्रसिद्धः महाराष्ट्रं तथा गोवा इत्यत्र किन्तु कोयिनृत्यम् अपि कलाप्रकारः इति वदन्ति मह्यं कोयि नृत्यम् इति रोचते कोयिनृत्यम् इति मराठी मध्ये वदन्ति तस्य समुद्रे किन् समुद्रतटे कोयि इति जनाः वसन्ति तत्र मत्स्यानाम् मत्स्यानां व्यवसायं करोति कुर्वन्ति व्यवसायं कुर्वन्ति

करोति तेषां बहु प्रसिद्धं कोयिनृत्यम् इति सदैव लग्नकार्ये अस्तु वा आनन्देन आनन्दः भवति वा तथा किमपि उत्सवाः किमपि उत्सवः अस्ति चेत् कोयिनृत्यम् इति आनन्देन करोति जनाः बहु उत्साहेन कुर्वन्ति एतत् नत्यं बहु सम्यक् तथा च पारम्परिकं नृत्यम् इति कथ्यते कोयिजनः प्रायशः समुद्रतटे मुम्बै गोवा इत्यत्र ते निवसन्ति तेषामपि बहवः प्रकाराः सन्ति किन्तु स समुद्रा चा लहरी इति वदन्ति मराठिमध्ये तद् अनुसृत्य एतत् नृत्यप्रकारः अस्ति कलाप्रकारः अस्ति कोयिजनानाम् इति